गृहकार्यकर्मसु पात्रप्रक्षालन प्रक् प्रक्रिया अपि अन्यतमः गृहस्था एव गृहस्य स्वामिनी प्रधानसेविका च तथा एव गृहशब्दः समुत्पन्नः गृहिणी गृहमुच्यते इति सामान्योक्तिः सुप्रसिद्धा एव यथा अस्माकं शरीरे मुखप्रक्षालनं प्रधानं भवति तथा गृहे पात्रप्रक्षालनप्रक्रिया अपि प्रमुखा वर्तते किमिति चेत् आरोग्यसंरक्षणे एषा प्रक्रिया उपयुक्ता भवति विपणौ अनेकविधानि पात्राणि सम्मिलन्ति तेषु लोहयुक्तं मृत्तिका युक्तम् इति विभजनं भवति तादृशानां पात्राणां शोधने गृहिणी कुशला भवति पात्रसङ्ग्रहणैव आरोग्यं सम्यक् प्रयोज्यैनैव च आरोग्यस्था आरोग्यस्य वृद्धिः सम्भवति